अत्र बेङ्ग्ळूर्नगरे क्याब् मेट्रो बस् इत्यादि व्यवस्था अस्ति समीपस्थानि नगराणि गन्तुं किन्तु यदा वयं केब्मध्ये गच्छामश्चेत् यदा अस्माकं कृते तस्मिन् ग्रामं प्रति नववादने एव गन्तव्यमस्ति इति चेत् अत्र बेङ्ग्ळूरुनगरे बहु ट्राफ़िक् भवति अतः समये तत्र गन्तुं किञ्चित् विलम्बः अपि स्यात् इति यदा अहं वयं केब्मध्ये गच्छामः चेत् तदा ट्राफ़िक् समस्या यदि वयं मेट्रोमध्ये गच्छामश्चेत् तद् बहु शीघ्रमपि नयति अतः सर्वे जनाः तत्रैव आगच्छन्ति अतः बहुजनानां समा समूहः भवति तत्र मेट्रोमध्ये उपवेष्टुमेव स्थानं न भवति इति मेट्रोमध्ये क्लेशः इदानीं तु अस्माकं सर्वकारः सर्वकारः एवं महिलानां कृते उचितं बस्यानम् इति कृतवन्तस्सन्ति तेन बस्मध्ये यदि गच्छामश्चेत् बहूनि म बह्व्यः महिलाः एव भवन्ति अस्माकं कृते पुरुषाणां कृते स्थानमेव अधिकं न लभ्यते इति यद् अस्माकं कृते अपि टिकिट् अधिकं दरं मौल्यं स्वीकुर्वन्ति तेषां फ़्री अस्ति एवं तदपि एकं समस्या इति उक्त्वा विरमामि